हा शास्त्रं शास्त्रमित्युक्ते पुनः तत्र षट्शास्त्राणि इति वदन्ति तत्र विशेषतया अहम् अत्र व्याकरणशास्त्रस्य विषये किञ्चित् अत्र वक्तुम् इच्छामि तत्र व्याकरणस्य मूलः ग्रन्थः इत्युक्ते अष्टाध्यायी तस्य रचित रचितः भवति पाणिना पाणिनीमहोदयः सः महोदयः सप्तमशताब्देः पूर्वम् एव एतस्य अष्टाध्याय्याः रचना जाता किन्तु तत्र विशेषतया अष्टाध्यायी द्वारा एव अष्टाध्यायी अनुगुणमेव तस्य अनुकरणं कुर्वन्तः बहवः ज्येष्ठाः विविधाः ग्रन्था विविधान् ग्रन्थान् रचितवन्तः उदाहरणं महाभाष्यं भवतु अथवा सिद्धान्तकौमुदीं भवतु एतादृशं बह्व बहवः ग्रन्थाः सन्ति